भारतीयसंस्कृतौ पारम्परिकनृत्यरूपाणां महत्त्वं बहु वर्तते यथा भारतस्य प्रतिष्ठे द्वे संस्कृतं स् संस्कृतं संस्कृतिस्तथा इति वचनमस्ति तद्वत् संस्कृतं पुनश्च संस्कृतिः अस्माकं भारतस्य प्रतिष्ठे द्वे वर्तेते अत्र अस्माकं संस्कृतभाषा भवति तस्य आधाररूपेण संस्कृतिः वर्तते पुनश्च नृत्यमपि संस्कृतौ अन्तर्भवति यथा भरतनाट्यम् ओडिश्शि मोहिनि अट्टम् इत्यादिकम् अस्माकं संस्कृतिः कथमासीत् इति निरूपयति नाम दर्शयति तेन अस्माकं संस्कृतेः विकासः भवति पुनश्च ज्ञातुं शक्यते संस्कृतिः कथमासीत् अस्माकमिति पुनश्च उत्तमः पारम्परिकः नर्तकः अथवा नर्तकी भवितुं गुणाः इत्युक्ते उत्तमः गुरुः अपेक्ष्यते यदि गुरुः सम्यक् भवति तर्हि यां यां कामपि कामपि विद्यां वयं सुलभतया शीघ्रतया विना आयासेन शिक्षितुं नाम स्वीकर्तुं शक्यते अतः गुरोः आवश्यकता भवति पुनश्च श्रद्धा भवेत् यत्किमपि कार्यं भवतु तत्र श्रद्धा अस्ति चेत् तत् कार्यं वयं साधयितुं शक्नुमः अतः गुरुः एवं श्रद्धा बहु मुख्यगुणौ भवतः गुणाः भवन्ति अतः तदावश्यकं वर्तते